वेदाध्ययने आधुनिकमार्गेण सह आर्षसम्प्रदायस्यापि अनुसरणं कर्तव्यम् इति मम अभिप्रायः उपनीतानां कृते वेदाध्यापनं कर्तव्यम् अतः शिष्याय उपनयनसंस्कारं दत्वा वेदस्य अध्यापनं कर्तव्यम् परम्परापि तथैव अस्ति गुरुमुखेन शिष्यः गुरुसमीपे उपविश्य वेदस्य अध्ययनं कुर्यात् इदानीं तु आधुनिकमाध्यमव्यवस्थायाम् ओन्लैन् द्वारा वेदाध्ययनं क्रियते तत्र तु उदात्तानुदात्तस्वरितस्वराणां समीचीन अवगमनं शिष्याय न भवेत् अथवा शिष्येन उक्तं गुरवे न गच्छेत् अतः प्रत्यक्षरूपेण गुरुद्वारा शिष्यः वेदस्य अध्ययनं कुर्यात् इति मम अभिप्रायः